विशालेषु जलागारेषु तरणसमये अनेकानि विश् विषयाणि अवधातणव्यानि प्रथमतया जलागारस्य विशालता काति अस्ति इति अवधातव्यम् किन्तु तत् न जानन्ति चेत् तत्र तरणसमये अपगतः कर्तुं अवसरः अस्ति विशाल मुक्तजलागारेषु तरणसमये समस्याः सन्ति तत्र प्रवाहः अतीव अस्ति प्रवाहस्य वेगता अपि अधिकमस्ति अतः तरणसमये अतीवप्रश्नानि स्वीकृतं भविष्यति अतः तरणसमये अनेकानि विषयानि अवधातव्यानि